आङ्ग्लभाषायाम् एवं वदति नेगेटिविटि सेल्स् इति तत्सत्यम् इति भासते चलचित्रे अभिनेतॄणां विषये यद्यद् प्रकाशते तत्सर्वं सत्यम् इति अहं कदापि न भावयामि अथवा अगत्यम् अगत्यमस्ति इति अपि मम अभिप्रायः नास्ति सत्यं तु सत्यं तु ते एव जानन्ति तेषां जीवने किं चलतस्ति सत्यं तु तदेव अस्ति किम् अस्माकं दृश्यते इत्युक्ते ते किं दर्शयितुम् इच्छन्ति ते एव वयं द्रष्टुं शक्यते तथा अस्ति तेषां मनसि किं चलत् अस्ति तेषां कुटुम्बे किं चलत् अस्ति तेषां जीवने किं चलत् अस्ति तत्सर्वम् अस्माकं कृते अगत्यमपि नास्ति केवलं यदा कदा बहु उत्तमः अभिनेता अभिनेता अस्ति उत्तमा अभिनेत्री अस्ति तदा किं भवति तेषां विचारः विचाराणाम् अवलोकनं वयं श्रोतुं सम्यक् इति भासते तत्तु तेषां विचारः बहु सम्यक् अस्ति चेत् तत् वयं श्रोतुम् इच्छामः अगत्यम् इति न किन्तु यद्यदाचरतिश्रेष्ठः तत्तत् देवेतरोजनः इति भगवद्गीतायाम् एकं श्लोकम् अस्ति वयम् तेषाम् अस् जेष्ठः श्रेष्ठः इति चिन्तयामः तेषाम् अनुकरणं वयं कर्तुम् इच्छामः अतः तेषां किं भवति तेषां जवाब्दरिः अधिकम् अस्ति किमर्थम् इत्युक्ते तादृशम् तादृशानां जनानां तादृशाः जनाः किं किं कुर्वन्ति तत्सर्वं सत्यं तत्सर्वमेव उत्तमम् इति मत्वा तेषाम् अनुकरणं बहु कुर्वन्ति युवकाः बालकाः तथा अधिकं कुर्वन्ति अतः तेषाम् उत्तरदायित्वं बहु अस्ति तथा अनन्तरम् अभिनेतॄणां विषये यद्यत् प्रकाशते तत्सर्वं सत्यम् इति अहं कदापि न भावयामि अगत्यमपि नास्ति सर्वम् अगत्यं नास्ति मनोरञ्जनार्थम् अन्येषां जीवने वयम् अन्येषां जीवनं वयं दृष्ट्वा हसामः या रुदामः द्वयमपि दोषः एव खलु तेषां जीवनं ते एव जानन्ति किम् अस्ति इति अतः तद्वयं सत्यं या असत्यम् इति न्यायाधीशः इव वक्तुं न शक्यते अतः ते तत् एवमेव अधिकं प्रामुख्यता नादयितव्या इति भासते अनन्तरं तेषां विषये किमर्थं बहु असत्यं प्रसरति तदेव अहम् उक्तवती खलु नेगेटिविटिस् सेल्स् नकारात्मकाः नकारात्मविषयाः एव सर्वे इच्छन्ति तथा इदानीम् अस्माकं समाजः तथा एव अभवत् नकारात्मकविषयानेव पश्यन्ति सर्वत्र सकारात्मकविषयान् त्यक्त्वा सर्वदा तदेव पश्यन्ति अतः असत्यमेव अधिकम् प्रसरति